नमस्ते आर्य अस्ति वा आम् अस्तु आम्

सुखमस्ति त्वं कः विशेषः अस्तु श्वः मम ममेललु मम विद्यालये मम विद्यालयेहम् आनिवल् डे फ़क्शन् अस्ति कीदृशी कार्याणि कय अल अद्यतनमस्ति वा ज्ञातुं वा हलो पर अस्तु कः कार्याणां कृतवन्तः अस्माकं कक्षायां द्वे छात्रौ चतुर्थी छात्राः सङ्गीतम् आलाभनाय सन्ति उभा उपन्यासरचनाय द्वित्राणि छात्राः सन्ति अस्तु अस्तु हा

तदा प्रभाते दश् दशमी समयं कार्यक्रमम् आरम्भः इति दानाध्यापिका वदति वस्त्राणि सन्ति किल अधः

अधः सः उत्सवपर्यन्तम् पञ्चणी नास्ति अस्तु अस्तु पुनर्मिलामि